भारते सर्वे च चायम् अति प्रीत्या पिबन्ति अहमपि पिबन् आसम् मम गृहे अपि चायं निर्माणं भवति अत्युत्तमरीत्या एव निर्माणं कुर्वन्ति प्रथमं तु यत् चायपत्रं वर्तते तत् यत् सस्यं वर्तते ततः आनयन्ति तत् तान् सूर्यकिरणेषु तत् शुष् शुष्कं कुर्वन्ति अनन्तरं तत् स्वीकृत्य शुद्धं कुर्वन्ति अनन्तरं क्षीरं स्वीकृत्य प्रथमं क्षीरं बहु उष्णं कुर्वन्ति अनन्तरं चायम् अनन्तरम् अर्दरकम् इत्यादिकम् अनन्तरं शर्कराम् अपि स्थाप् संस्थाप्य तत् एकरीत्या संस्कारं रीत्या भवति अनन्तरं तस्मिन् क्षीरं स्थापयित्वा ततः चायस्य निर्माणं भवति इति